हरि ओं नमस्ते रेड् मि सर्विस् सेन्टर् वा अहं गत पूर्वं चत्वारिमासपूर्वं एकं करदूरवाणी स्वीकृतवती इदानीं तत् सम्यक् कार्यं न चलत् अस्ति ध्वनिः न्यूनमस्ति सिग्नल् प्राब्लम् अस्ति मध्ये मध्ये स्टक् अभवत् तादृशं किमपि सर्विस् एव न भवति नूतनं चेत् पुनः अधिकमूल्यं भवति एतत् सर्विस् वा किमपि एकवर्षमपि न अभवत् पुनः नूतनं चेत् गृहे ताडयति तर्जयति तदर्थं किञ्चित् रिपेर् करोति चेत् सम्यक् भवति इति एकः मम अभिप्रायः एकवारं पश्यतु मूल्यमपि वदतु कीयत् भवति इति

ओ आपो तत्र गत्वा एक वा वारण्टि अस्ति चेत् नूतनं करदूरवाणी ददाति वा ते मूल्यं कीयत् अस्ति वदति वा एकवारं अस्तु अहं गृहे एकवारं मम पतिसमीपं पृष्ट्वा आगच्छामि धन्यवादः मिलामः अस्तु अस्तु आम्